मया तु पाकः यदाहं दशवर्षीया आसम् आसम् तथा एव तदा एव आरब्धः पाकः तस्य कारणमपि अस्ति मम रुचिः अस्ति पाके प पाककार्यक्रमे अतः अहं सर्वदा मातुः मातुः मातरं प्र पृच्छामि स्म मम माता मातः मयापि करणीयं मयापि करणीयमिति मम मातरं पृच्छामि स्म अतः एकवारं माता उक्तवती अस्तु सम्यक् भवती तु ओदनं प पचतु इति तदा तथा प्रथमवारं अहं ओदनं तण्डुलानि प पक्तवती तण्डुल पक् पचनसमये अहं अति आश्चर्यचकिता अभवम् तस्य कारणं किमिति अहं दशवर्षीया एव अस्मि आसन् अतः यदा तस्मिन् समये तु प्रेशर् कुक्कर् न बाष्पीकरणयन्त्र यन्त्रमस्ति खलु तत्तु बाष्पस्थाली तत्तु न आसीत् वयं तथैव पात्रे एव ओदनं तानि तण्डुलानि पचामः स्म अतः तस्मिन् समये यदा जलं तण्डुले जलं स्थापयामः खलु तण्डुलेषु तत् तज्जलं यदा उष्णं उष्णं भवति भवति तदा तु तण्डुलानि नृत्यं कुर्वन्तः सन्ति सा नृत्यं कुर्वन्तः आसन् तद्दृष्ट्वा तु अहं उक्तवती मातः मातः तण्डुलानि नृत्यं कुर्वन्ति तण्डुलानि नृत्यं कुर्वन्तीति मम माता तु उच्चैः हसितवती तदा उक्तवती तदा न वक्तव्यं पुत्री तथा न वक्तव्यं पुत्री एतत्तु तव प्रथमवारमेव खलु अतः त्वं आश्चर्यचकिता असि इदानीमेव भवतु इदानीं अग्रे अपि भवता भवत्या बहूनि पक्वानि बहूनि खाद्यानि पचनीयानि अतः श्रद्धावहतु श्रद्धां वहतु इति उक्तवती माता